मया एका दूरवाणी स्वीकृता तस्याः दूरवाण्याः अवलोकनात्परं मया आनन्दः अनुभूतः यतः यः वर्णः मया आर्डर् कृतः अस्ति तस्य सः एव वर्णः अत्र आगतः एवं इयं दूरवाणी बहुसुष्टुतया कार्यमपि करोति अस्याः दूरवाण्याः केमेरा बहु सम्यकस्ति एवं फ़ोटोस् चित्राणि बहु समीचीनानि दृश्यन्ते एवं अस्य फ़ीचर्स् बहु सम्यक् अस्ति अहं एतं प्रोडक्ट् एनं प्रोडक्ट् एतं प्रोडक्ट् स्वीकृत्य बहु आनन्दितः अस्मि